अहं तु वस्त्रप्रक्षालनार्थम् एतत् वाषिङ्ग् मषीन् तदेव उपयोगं करोमि यदा वाषिङ्ग् मषीन् न क्रीतमासीत् तदा अहं किञ्चित् जले फेनकं संस्थाप्य वस्त्राणि स्थापयित्वा एकघण्टाभ्यन्तरम् त्यक्त्वा अनन्तरं फेनकम् उपयुज्य तस्य प्रक्षालनं कृत्वा शोचनं कृत्वा शुष्कीकरणार्थं रज्जोः उपरि स्थापयामि स्म परन्तु इदानीं वाषिङ्ग् मषीन् सुविधा अस्ति अहम् किमपि न करोमि वस्त्राणि तत्र स्थापयामि यन्त्रे सर्वम् तदेव करोति अनन्तरं शुष्कीकरणमपि तदेव कृत्वा यच्छति अनन्तरं केवलं रज्जोः उपरि अहं स्थापयामि यन्त्रमाध्यमेन जलस्य अपव्ययः अपि न भवति इति सन्तोषस्य विषयः एवमेव अस्माकं श्रमस्य अपि व्यर्थता न भवति